मम भिन्नभिन्नदर्शनानाम् अध्ययने आसक्तिः अस्ति यथा अस्माकं दर्शनशास्त्रे षड् आस्तिकदर्शनानि तथा च त्रीणि नास्तिकदर्शनानि सन्ति आस्तिकदर्शनानां नाम न्यायदर्शनं वैशेषिकदर्शनं साङ्ख्यदर्शनं योगदर्शनं पूर्वमीमांसादर्शनं तथा च उत्तरमीमांसादर्शनं अर्थात् वेदान्तदर्शनम् अस्ति नास्तिकदर्शनानां नामानि जैनदर्शनं बौद्धदर्शनं चार्वाकदर्शनम् अस्ति आस्तिकदर्शनेषु न्यायदर्शनस्य प्रवर्तकः महर्षिगौतमः तथा च वैशेषिकदर्शनस्य प्रवर्तकः महर्षिकणादः अस्ति साङ्ख्यदर्शनस्य प्रवर्तकः महर्षिकपिलः योगदर्शनस्य प्रवर्तकः महर्षिपतञ्जलिः अस्ति एवञ्च पूर्वमीमांसादर्शनस्य प्रवर्तकः महर्षिजैमिनिः तथा वेदान्तदर्शनस्य प्रवर्तकः महर्षिबादरायणः अस्ति मम भिन्नभिन्नदर्शनेसु रुच्याः कारणं यत् अस्ति अर्थात् आस्तिकदर्शनेषु वेदानां प्रामाण्यं स्वीक्रियन्ते यथा न्यायदर्शने भिन्नभिन्नदर्शनस्य आचार्याणां मतम् अपि ज्ञायते वैशेषिकदर्शने अपि परमाणुः इत्याख्यविषये ज्ञायते साङ्ख्यदर्शने साङ्ख्य इत्याख्यविषये ज्ञायते योगदर्शने योगस्य प्रकारः किं किम् अस्ति तथा च योगस्य विषये अपि ज्ञायते पूर्वमीमांसादर्शने जैमिनि आचार्यस्य मतम् अपि ज्ञायते तथा च उत्तरमीमांसादर्शने वेदान्तिनां मतमपि ज्ञायते